ह वद गुरु अहं क्रीडार्थं प्रेक्टिस् करोमि इदानीं समये ल् लगोरी इति नाम प्रसिद्धः क्रीडा अस्ति वा तत् तद्विषये तद्विषये अहं प्रेक्टिस् करोमि मम गुरवः त्वम् यूयं यूयं गुरवः

पा पाषाणकः सप्तपाषाणकः ह पाषणं

अस्ति कन्दुकेन

वर्तते क्रीडासमये बुद्धिभ्रमणं नास्ति मया न क्रियते दृष्टिः दृष्टिः केवलं पाषाणेषु एव अस्ति इति भावः तदेव अहं प्रेक्टिस् करोमि इदानीम्

अवगतम् अवगतम् तरुणा अहं प्रयत्नं क्रियते मया प्रयत्नं क्रियते

अहं प्रयत्नं करोमि यथावत् यथाशक्त्या अहं प्रयत्नं करोमि इदानीं विरमामि इदानीं विरमामि त्रिनिमिष त्रिनिमिषपर्यन्तं निमिषपर्यन्तमेव किं भाषणम् तमेव वद अहं शृणोमि तथैव यत्